नमस्कारः तत्र गणपतिः शक्तिः इति भोजनालये तत्र भवतां तत्र आर्डर् आसीत् तत् अस्मिन् अड्रेस् मध्ये मम मित्राणि कृते तत्र तस्य एड्रेस् अस्ति एड्रेस् भवति चिन्न काञ्चीपुरं गान्धी रोड् इत्यस्य भवनसङ्ख्या पञ्चदश तस्य आर्ड्र इत्यस्य सङ्ख्या अस्ति एकं द्वे एकादश द्वादश नव अष्ट सप्त तत्र भोजनं तत्र भोजनव्यवस्था प्रेषयामि तत्र भोजने किं किम् अस्ति भोजनं तत्र अन्नं अन्नं वर्तते ओदनं वर्तते सूपः वर्तते पिकालः वर्तते अनन्तरं तक्रं वर्तते तत्र साम्बार् वर्तते अनन्तं तत्र अपलमपि अति तत्र मि मिष्ठान्नमपि वर्तते अनन्तरं तत्र अन्यत् किमपि प्राप्यते अपलम् अनन्तरम् तत्र भोजने भोजनं सम्यक् अस्ति वा नास्ति वा इति वदतु तत्र सम्यक्तया एड्रेस् मध्ये प्रेषयन्तु अनन्तरं तत्र भोजनं कीदृशं स्वादिष्टम् अस्ति वा अस्ति तद्वदतु एतादृशं यत्किमपि भवेत् तत्र रेष्टुरेण् किं भोजनालयं भोजनालये भोजनालयतः तत्र प्रेषयन्तु तत्र भोजनं यत् आर्डर् अस्ति तत् प्रेषयन्तु इति